अहं तु सद्यः बेङ्गळूर् नगरे एव भवामि षड् वर्षाणि जातानि बेङ्गलूरुनगरे एव अध्ययनं कुर्वन् अत्रैव वासं करोमि अतः मया बेङ्गलूर् नगरस्य विषये ज्ञायते अत्र आधिक्येन माल्स् आपणानि सर्वविधानि प्राप्यन्ते गतपारे गतपर्याये टमेटु इति खाद्यपदार्थः तस्य धनं बहु अधिकं जातम् आसीत् द्विशातम् प्रति के जी एवं रूपेण तस्य धनं जातम् आसीत् अनन्तरं लाक्डौन् काले अपि सर्वस्यपि बहु धनं वर्धितमासीत् यत्किमपि खाद्यपदार्थः वा एक् यत्किमपि विषये वक् वस्तु भवतु सर्वस्यपि धनं बहु अधिकं जातम् आसीत् तद् लाक्डौन् आसीत् इति कारणात् आन्लैन् एव आनीतव्यम् आन्लैन् आनीयते स् चेत् अनेन तस्यापि धनं तस्य तेषां कृते दातव्यं किं रूपेण बहु कष्टं जातम् वस्तुतः आपणे गत्वा एव वस्तूनां क्रयणं बहु समीचीनम् इति मे अभिप्रायः